नृत्यं तु जनानां स्वास्थ्याय अवश्यमेव कारक कारणभूतं भवत्येव यतोहि तेन नृत्यकरणेन जनः सः जनः यः नृत्यं करोति नर्तकः सः अवश्यमेव स्वकीयशरीरशारीरिक अङ्गचेष्टेन सह स्वकीयबौद्धिकम् एवं च मानसिकोल्लासं प्राप्नोतित्यतः रसेन अनुभूतस्सन् सः मनसा वाचा अथवा मनसा कायेन च एवं च भावेन अपि सः तृप्तः भूत्वा आनन्दितः भूत्वा रम्यमानः सः व्यवहरति एवं कुर्वन् सः नृ नर्तकः अवश्यमेव स्वस्य स्वास्थ्यस्य एवं मानसिकस्वास्थ्यं बौद्धिकस्वास्थ्यं शारीरिकस्वास्थ्यस्यापि सः विकासम् अवश्यमेव प्राप्नोति यतोहि नृत्यं तादृशे तादृशी कला भवति यया एषः नर्तकः बौद्धिक आनन्दोपि मानसिक आनन्दोपि प्राप्नोति शारीरिक स्वास्थ्यबद्धं व्यायामपि कुर्वन् सः स्वकीयस्वास्थ्यस्य अभिवृद्धये अपि सः कर्तुं शक्नोति इत्यतः अत्र अनेन नृत्येन नर्तकः अवश्यमेव स्वास्थ्यस्य संरक्षणं तस्य भवति इति कथने नास्ति विप्रतिपत्तिः